सामान्यतः जनाः चित्रकलायाः शिक्षणे अनेकाः दोषाः दोषान् कुर्वन्ति ते चित्रकला सरला कला अस्ति इति चिन्तयन्ति तत्र जनाः अधिकान् अधिकान् दोषान् कुर्वन्ति अहं मन्ये यत् चित्रकलां चित्रकलायां ये दोषाः सन्ति तेषां निराकरणं वयम् अधिकेन अभ्यासेन कर्तुं शक्नुमः उत्तमाः कलाकारः भवितुं भवितुम् अधिकः अभ्यासः आवश्यकः वयं प्रतिदिनं यदि रे केवलं रेखाङ्कनं कुर्मः केवलम् अथवा तत्र एकस्मिन् चित्रे चित्रं स्वीकृत्य एकं चित्रं स्वीकृत्य वयं तत् सम्यक्तः पुनः पुनः लिखामः यदि वयं तत् चित्रं पुनः आ आलिखामः तर्हि तस्य अभ्यासः भवति